मया छायाचित्रणस्य औपचारिकं प्रशिक्षणं न प्राप्तं यदि अहम् उत्तमः छायाचित्रकारः भवितव्यं तर्हि अहं प्रथमम् एकस्मिन् वर्गे भञ्जीकरणं करोमि तत्र उत्तमतया पठित्वा अहं छायाचित्रकारः भवामि मम प्रेरकः मम मित्रमेव